मम प्रदेशे आटोयानं लोकयानं कार्यानं रेल्यानं सर्वमपि प्रसिद्धम् अस्ति सामान्यः जनः अपि अल्पेन धनेन तद् यानम् उपयोक्तुम् अर्ह अर्हति एव परन्तु रोड् सम्यक् नास्ति ट्राफिक् अपि बहु बहूनि अस्ति तदेव प्रोब्ळम् अस्ति समस्या अस्ति परन्तु मम प्रदेशे सर्वाणि यानानि प प्रसिद्धानि एव